भातनाट्यं कुचुपुडि मोहिनि आट्टं कथक् इत्यादयः भारतदेशस्य प्रसिद्धाः नृत्यशैल्यः अहं सर्वेषाम् नामानि न जानामि परन्तु मम प्रदेशे ये प्रसिद्धाः सन्ति तेषां नामानि वदामि कृपाफड्के तुळसीरामचन्द्रन् निरुपमाराजेन्द्रदम्पति वसुन्धरादोरेस्वामी इत्यादयः नृत्यक्षेत्रे प्रसिद्धाः मम प्रदेशे